कलाकाराः कलाशालां कलाशालाभिः प्रतिनिबन्धित्वा प्राप्तुं न आप्तुं स्वस्य प्रतिनिबद् निधित्वं कर् कर्तुम् व्यक्तिरूपेण कार्यं विक्रेतुं च अधिकम् अधिकाधिकं चयनं कुर्वन्ति स्थापिते कलाप्रदर्शने प्रस्तुतस्य अपेक्षया कलाकारस्य बृहत्तमः लाभः अस्ति यत् एकस्य स्वतन्त्रस्य कलाकारस्य विस्तृतं निष्ठावान् ग्रह ग्राहकवर्गः ग्राहकवर्गं प्रति प्रवेशः भवति एकः स्वतन्त्रः कलाकारः इति निम्नः भवतः निष्ठावान् ग्राहकवर्गः ग्राहकवर्गस्य निर्माणाय भवतः कार्यं यत् मान्यताम् अर्हति तत् प्राप्तुं च वर्षः वर्षाणि यावत् समयः भवितुं शक्नोति तदा तु स्थापिता दीर्घा पूर्वमेव स्था स्थापिने स्थापितेन सङ्ग्रह सूचकया सह आगच्छति एकः स्वतन्त्रः कलाकारः इति निम्नः भवति कलानिर्माणे अपि च तस्य प्रचारं कर्तुं ध्यानं दात् दातव्यम् यदा भवतः एकेन गैलरि गैलरिद्वारा प्रतिनिधिः प्रतिनिधित्वं कुर्वन्ति यदा ते भवतः कृते विपणत् विपणनम् सम्पादयन् सम्पादयन्ति यद्भवतः निर्माणाय अभ्यासाय च अधिकं समयं ददाति